वेदोक्तकर्मणः नाम यागादि कर्मणः एव वर्तन्ते तेषाम् अनुष्ठानेन तेषां पुण्योत्पत्तिर्भवति इति मनसि वर्तते तद्विषये श्रद्धा च वर्तते चेदपि किन्तु अनुष्ठानं क्रियते चेद् अन्ये किं भावयेयुः यतः इदानीन्तनकाले तावत् इदं सर्वं पुरातनं भ्रमात्मकम् इति मन्वानः सन्ति जनाः तेषां मध्ये स्थित्वा यदि अनेन इदम् अनुष्ठानं क्रियते तर्हि तेपि चिन्तयन्ति अयं मूढः एतादृशं कार्यं कुर्वन्ति पुनः वामपन्थीयजनाः अपि वृथा होमादिषु इमे घृतं वस्त्रमित्यादिकं संस्थापयन्ति तद् गत्वा यदि भिक्षुकेभ्यः दीयते तेषां वा उपयोगाय भवती इति वामपन्थीयजनाः वदन्ति किन्तु एतत् कर्मणः इदं फलं वर्तते इदं क्रियते चेदेव अस्य होमस्य पूर्णा पूर्णं फलं प्राप्यते इति च वेदे उक्तत्वात् इदं तावत् कर्तव्यमेव वर्तते